मम इष्टं खाद्यं महाराष्ट्रे सुप्रसिद्धः पुरन्पुली तथा च झूडका रोटि अत्र महाराष्ट्रस्य सांस्कृतिकं मिष्टान्नम् अस्ति प्राण्पोली विना प्रत्येकं शुभम् आयोजनम् अपूर्णं भवति चनादाल गूडं गोधूमपिष्टं च पुरानपोली निर्मातुं सामग्रेः भवति चनदाल क्वाथ्य गूडेन सह मिश्रयित्वा पिष्ठम् एतत् ततः एतत् मिश्रणं नं पिष्ठे पिष्ठे पूरयित्वा परन्था इव सेकयन्तु एतदतिरिक्तं झुङ्का भक्री महाराष्ट्रस्य प्रसिद्धं लोकप्रियं च भोजनम् यत् जनानां कृते अतीव रोचते तत् मम कृते अपि रोचते एतेन सह मुम्बैनगरस्य वडपावः महाराष्ट्रे बहु रोचते तत् ममापि रोचते बहु सम्यक् तस्य रोचकः रोचकः स् अस्ति जुल्का भागरः महाराष्ट्रस्य शाकाहारिः पारम्परिकव्यञ्जनानि अस्ति गोवा उत्तर कर्णाटकदेशयोः अपि अत्र एतत् व्यञ्जनं व्यञ्जनं निर्मीयते पिठलं वा पिठले वा इति ज्ञायते तत्र अस्य अवयेशे चनपिष्ठं भवति यत् चलेन सः अर्धघनपिष्टं निर्माति तदनन्तरं परम्परागतरूपेण अन्येः मिश्रितेः अवयवेः सः यथा हरितमरिचिका रक्तं मरिचिकाचूर्णं हलदि लवणं तलेप्याज़ः सर्षपबीजः अद्रक् लशुनं जिरकं दनियापत्रं रोटि च इत्यादिभिः सः परोक्ष्यते चुण्का भाकर् इत्यदिरिक्तं पिटला भकरौ इत्यपि कथ्यते तत्र मम कृते अपि बहु सम्यक् ल चलति रो एवं मम इष्टम् अत्र एवं मम इष्टं खाद्यम् अस्ति अत्र अहं मम गृहे एवं सम्पूर्णमहाराष्ट्रे अपि अहं खादामि